हरि ओम् एतत् श्रीरत्नम् उपाहारमन्दिरं वा अस्तु अहं तलपाडिनगरतः वदामि शुभकरः इति मम कृते अद्य सायङ्काले एका उत्पीठिकायाः आरक्षणं कर्तुमासीत् वयं परिवार पञ्च सदस्याः आगमिष्यामः आगन्तुं शक्यते वा तत्र आरक्षणं भवति किल अस्तु उत्तमं तत्र वाहन स्थानार्थं स्थल अवकाशः अस्ति वा अस्तु उत्तम् अनन्तरं रात्रौ कस्मिन् समये प भवतः उपाहारमन्दिरं समापनं भवति आ बहु उत्तमम् अस्तु अहं सायङ्काले मम परिवारसदस्यान् साकम् आगच्छामि धन्यवादः